प्रायः अहम् अर्धघण्टां यावत् तरणं कर्तुं शक्नोमि प्रायः मया जीवने यत् तरणं कृतं अत्यधिकं कालं नाम अर्धघण्टां यावत् तरणं कृतम् आरम्भे तावत् पर्यन्तं तरणं कर्तुं क्लेशः भवति स्म किन्तुः पुनः पुनः अभ्यासेन आरम्भे पञ्च निमेषाः ततः दश निमेषाः ततः पञ्चदश निमेषाः ततः अर्धघण्टा इत्येवं रूपेण तरणस्य अभ्यासः मया क्रमशः कृतः अतः अत्यधिकं कालं तरणं मया अर्धघण्टापर्यन्तं अस्माकं ग्रामे विद्यमाना या नदी तत्र मया तरणं कृतमस्ति